तत्र किमपि संशयं नास्ति पूर्वजाः अधिकधार्मिकाः आसन् धार्मिकाः इत्युक्ते किम् धर्ममार्गे ये चलन्ति ते धार्मिकाः तुलनाः तुलनां कर्म् कुर्मः चेत् पूर्वजनां कृते आवश्यकता वा धनागमतृष्णा वा न्यूना आसीत् अधिकतया सर्वे सन्तृप्ता आसन् स आट् ते आडम्बरं न दर्शयन्ति दर्शयन्तिस्म तान् अपेक्षया अद्यतनजनानां पश्यतु अधिकधनस्य आशा अतृप्तिः असूया इत्यादि अधिकः दृश्यते किन्तु धार्मिक उत्सवसमये तीर्थक्षेत्रेषु सम्मर्दं पश्यति चेत् एतत् सत्यं वा अनृतं वा न जानीमः